विश्वविद्यालयेषु भारतीयकलानाम् अध्यय अध्ययनं यत् प्रचलति तस्य गुणवत्या गुणवत्ता सम्यक् नास्ति इति मम अनुभवः अपि अहं कदापि न श्रुतवान् कोपि कलाकारः अस्मिन् विद् विश्वविद्यालयतः स्नातकोत्तरम् अस्मिन् कलाका प्रकारेषु सः कृतवान् अथवा कृतवती इति इदानी्ं अद् अधुना अपि न श्रुतवान् सामान्यतः यत्र अन्य गुरुकुर् गुरुमार्ग् गुरु गुरु गुरुकुलशिक्षणपद्धति अथवा तेदश शिक्षणेन यः कलायाः अध्ययनं कृतवान् ते सर्वे अपि बहु उछ्रायस्थितिं प्राप्तवन्तः देशे विदेशे अपि प्रसिद्धाः जाताः सन्ति उदाहरणार्तं कर्णाटकसङ्गीत विभागे बालमु डाक्टर् बालमुरलीकृष्णः अस्ति सः कस्मिन् विद्यालये सङ्गीतं सङ्गीतशिक्षणं प्राप्तवान् अस्माकं प्रसिद्ध हिन्दुस्तानि सङ्गीतगायकः भारतरत्न पण्डित भीमसेन् जोशी महोदय अस्ति सः कस्मिन्विश्वविद्यालये अध्ययनं कृतवान् एतादृशबहूनि नामानि अहं दातुं शक्नोमि विद्यालयेषु अद्य अद्यतनदिने यत् भारतीयकलानाम् अध्ययनं प्रचलति तस्य गुणवत्या यत् अपेक्षितं तः तत् नास्ति कारणं तत्र यः कलाप्रकारं सः यःया पाठयति तस्य तस्मिन् कलाविषये तत्र सम्यक् अवगमनं सम्यक् ज्ञानम् एव नास्ति चेत् सः कथं पाठयितुं शक्नोति उदाहरणार्थं एक हिन्दुस्थानि सङ्गीतप्रकारे एम् एन् रागः अस्ति सामान्यतः एम् एन् रागः प्रारम्भसमये पाठयन्ति म् एन् रागे आरोहणस्वरः कथम् कानि अवरोहणस्वरः कानि विकृतस्वरः स्वरः किम् एतत् सर्वं कः एतत् विकृतस्वरः कम् मोहनस्वरः क कः एतत्सर्वं सः एव न जानाति तदा कथं सः पाठयितुं शक्नोति अतः तस्य शिष्यः कथं पठितुं शक्नोति सामान्यतः कलाप्रकारः पुस्तकस्य अध्ययनेन कला कला पठनं न शक्यते उदाहरणं तदर्थं वेदपाठः गणपाठः अस्ति गणपाठः उच्चारः सर्वं सम्यक् पठनीयं चेत् गुरुद्वारा एव पठनीयम् तत्र गुरुः उत्तमः अस्ति चेत् त उत्तमः उदात्तः गुरुः अस्ति चेत् शिष्यः अपि उत्तमशिक्षणं प्राप्नोति गुरुः सम्यक् एव नास्ति चेत् उत्तमः नास्ति चेत् न शक्यते तत्र विश्वविद्यालयेषु सामान्यतः एतत् मम आरोपः नास्ति सामान्यतः ये शिक्षकाः कलाप्रकारं पाठयन्ति तेषां केवलधनार्जनमेव प्रमुखविषयः भवति तत्र मम छात्राय अहं सम्यक् कलाप्रकारं पाठनीयम् इति मनसि तत् किं भवति तत् दृढसङ्कल्पः नास्ति चेत् सः अपि पाठयितुं न शक्नोति तदर्थम् अहं मम वि अहमपि अनुभवामि गुणवत्ता विषये यत् अपेक्षितं तत् नास्ति इति